अस्माकं प्रदेशे इदानीं स्त्रीणां स्थानं बहुसम्यक् अस्ति सर्वे तासां सन्मानं कुर्वन्ति सादरम् अभ्यन्तरं ज्ञापयन्ति स्नेहभावेन पश्यन्ति इदानीं शिक्षाक्षेत्रे अपि तासां प्राधान्यम् अधिकतया दीयते यतोहि सर्वे अवगतवन्तः महिलाशिक्षिताः भवन्ति चेत् संसारे कलहः मा आगच्छति अतः महिला सशक्तिकरणे शिक्षणे च सर्वेषाम् अभिमतम् अत्यधिकमस्ति नाम सर्वे एव इच्छन्ति महिला सशक्तिकरणे शिक्षणे च उद्योगेऽपि इदानीं स्वतन्त्रता दीयते पूर्वे न आसीत् परन्तु इदानीं तेषाम् अपि तासामपि जीवनमस्ति इति मत्वा ते ताः अपि कार्यार्थं गच्छन्ति इति विचिन्त्य तासां कृते अपि उद्योगे स्वातन्त्रताः दीयते परन्तु समस्या वर्तते एव नाम तासां गमनागमने समस्या गृहे समस्या वातावरणे काचित् वातावरणे काचित् समस्या विद्यते सर्वं दृष्ट्वा समस्या लघु एव ताः इच्छन्ति चेत् एषा समस्या अपि परिहर्तुं शक्नोति